चित्राणि तत्र स्फुटतमानि भवन्ति यदा प्रभृतिः अहम् इदं यन्त्रं गृहीतवान् ततः प्रभृति मम ज्ञानस्यापि वृद्धिः जाता इदानीं चन्द्रयानं कथं गच्छति कस्मिन् दिने तस्य अवतरणं भविष्यति एतस्यापि ज्ञानं मम भविष्यति महत् कौतूहलं वर्तते टी वी सम्यक् कार्यं करोति